चालकाय प्रणामः भवान् बहु सुन्दरतया वाहनं चालयित्वा अस्माकं कार्यं सुगमतया कृतवान् अतः प्रत्येकम् एकं धन्यवादं समर्पयामि अतः भवतः कृते धनं दातव्यं खलु कीयत् धनं दातव्यं गुगल् पे पेटियम् द्वारा अहं प्रेशयितुं शक्नोमि भवतः फोन्पे नम्बर् इत्यादिकं कृपया वदतु